लाक्डौन् काले अहम् अनेकानि खाद्यपदर्थानि पक्तुं प्रयत्नं कृतवती मातरं पृष्ट्वा अवलेहःम् अपि निर्मापितवती भिन्नभिन्नप्रान्तेषु प्रसिद्धानि खाद्यपदार्थानि अपि पक्ववती तेप्ला गुजरातः बिर्यानि हैद्राबाद् प्रान्ततः एवं भिन्नभिन्नप्रान्तेषु किं खाद्यं विशिष्टम् इति ज्ञात्वा तानि पदार्थानि अहं निर्मापितवती